अहं तु गूगल् माप् उपयुज्य क्वचित् स्थलेषु उपयोग उपयो उपयोगं करोमि क्वचित् स्थलेषु न उपयोगं करोमि यत्र यत्र युप उपयुज्य क्वचित् स्थलेषु तत्तु समीचीनतया दर्शयति क्वचित् स्थलेषु क निकटस्थानमेव दर्शयति अतः एव तस्य उपयोगः पूर्णतया समीचीनं इति वक्तुं न शक्यते